मम जीवने अनेककष्टम् अनुभवामि सर्वे विषयाः अहं वक्तुं न इच्छामि किञ्चित् विषयम् अहं वक्तुम् इच्छामि इदानीं मम पुत्रः अष्टमासीयः वर्तते पुत्री अपि अति लघु फेसे अस्ति अहं तु शिक्षिका अस्मि अहम् एतत् सर्वं सम्यकतया योजयित्वा कार्यं करणीयम् अस्ति एतत् मह्यम् महत् कष्टाय भवति एतद्विहाय विद्यालये अपि बहु कार्याणि भवन्ति तान् सर्वान् कार्यान् अहं एव करणीयं अस्ति मम विभागे अहम् एकाकिनी अस्मि तदर्थं सर्वमपि योजयितुं कष्टकरं भवति